अस्माकं एम् पि महोदयः राघवेन्द्रमहोदयः अत्युत्तमव्यक्तिः अतः पूर्वे अपि अस्माकं ग्र जिल्ला मध्ये अत्युत्तमसेवामपि कृतवान् इदानीमपि एतद्वर्षे अपि उत्तमकार्यं कृत्वा अस्ति अस्माकं ग्रामे किञ्चित् एकं नेट्वर्क् समस्या आसीत् वयं सर्वे जनाः मिलित्वा एकनियोगम् अपि कृत्वा तत्र कार्यं कार्यालयं मध्ये गतवन्तः एकं निवेदनमपि वयं दत्तवन्तः सः तद् निवेदनपत्रं दत्वा दृष्ट्वा अस्माकं कृते नेट्वर्क् टवर् स्थापयितवान् तद् एतत् पत्रं केन्द्र सञ्चारमन्त्रिणः दूरसञ्चारमन्त्रिणा कृते एतद् पत्रं दत्वा साङ्क्षन् कृतवन्तः इदानीम् अस्माकं ग्रामे एकं बि एस् एन् एल् टवर् अपि कृत्वा तद् आरम्भकार्यकारं कार्यम् आरम्भम् इदानीम् अभवत् किञ्चित् टवर् कार्यमपि इदानीम् अर्धम् अभवत् इदानीं सम्पूर्णं कर्तुं कार्यकारिणं कार्यं व्यक्तिः किञ्चित् व्यक्तिना तत्र कार्यं कृत्वा अस्ति इदानीं कोणन्दूरुतः आप्टिकल् फ़ैबर् मार्गमपि कृत्वा इदानीम् अस्ति अनन्तरं मासत्रयानन्तरम् एतत् कार्यं करोति इति सः उक्तवान् अन्यत् एतद्वर्षे वृष्टिः इष्टिः वृष्टिः कुत्र पश्यतु तत्र तत् पूगीफलमपि न्यूनम् अन्यत् नारिकेल फलमपि नास्ति अन्यत् सर्वं सर्वं सर्वमपि एतद्वर्षे नष्टम् अभवत् एतद् एतद्विषयं श्रुत्वा एका एकवारं राघवेन्द्रः एम् पि महोदयः आगत्य निवेदनपत्रं ददातु इति सर्वे जनाः कृते उक्तवन्तः वयं मिलित्वा एकं निवेदनपत्रमपि एतद् नष्टम् अभवत् किल पूगीफलं नष्टम् नारिकेलं वृष्टं नष्टम् अन्यत् तण्डुलम् अपि एतद्वर्षे अपि नास्ति एतदर्थं वयम् एकं पत्रं लिखित्वा दत्तवन्तः एतद् सा महोदयः नीत्वा केन्द्रसर्कारमध्ये दत्तवन्तः इदानीं नियोगमुखेन वयं दत्तवन्तः किल तदर्थं मासत्रयानन्तरम् एतत् परिहारं ददाति इति सः उक्तवान् चिन्ता नास्ति पूर्वे पूर्वे वर्षपूर्वम् अपि सः सहायं कृतवान् एतद्वर्षम् अपि सहायं भवति इति मम अपेक्षा अपेक्षया तत्र कुन्दापुरमध्ये एकः ग्रामः अस्ति ग्रामः तत्र गन्तुं दश किलोमीटर् बरे भवति अनन्तरम् एकं ब्रिड्ज् सेङ्क्षन् कृतवान् इदानीं ते सर्वे जनाः ब्रिज् मुखेन आगच्छति एकं किलोमीटर् अभवत् भवति तद् ब्रिड्ज् न आसीत् चेत् दश किलोमीटर् पर्यन्तं ते आगन्तव्यम् इदानीम् एकमेव किलोमीटर् भवति ते सर्वे जनाः अपि अभिनन्दनमपि कृतवन्तः उद्घाटनमपि एतद् ब्रिड्ज् अभवत् इदानीं चिन्ता नास्ति ते सुखेन जीवनं करोति अन्यत् सिगन्दूरुमध्ये अपि एकं ब्रिड्ज् कार्यं क कृत्वा अस्ति तत् करोति चेत् विंशत्यधिकं किलोमीटर् तद् उळिताय भवति न्यूनं भवति नास्ति चेत् ते सर्वे जनाः होसनगर मुखेन सागर गन्तव्यं एतद् ब्रिड्ज् भवति चेत् तत् सिगन्दूरु मार्गमुखेन ते सागरपर्यन्तं गच्छन्ति पञ्च षष्टिः षष्टिः किलोमीटर् उळितायं भवति एतद् अत्युत्तमः एम् पि इति मम भावना